संस्कृतभाषायां बहवः वचोविच्छित्तिः तथा श्लोकः सर्वं संस्कृतभाषायां विद्यते संस्कृतं व भाषायाम् एका वचोविच्छित्तिः अस्ति यथा कम्बलगन्दं भादय इत्यादि बहुरूपेण वचोविच्छित्तयः सन्ति तद्वत् श्लोकाः अपि बहु अस्ति प्रायः संस्कृतभाषायामेव ब श्लोकाः विद्यन्ते इति अहं चिन्तयामि बहु सुन्दररूपेण संस्कृतभाषायामेव वर्तन्ते किमिति चेद् यथा संस्कृतभाषायां श्लोकाः निर्माति तस्मिन् समये ष छन्दांसि उपयुज्य एव श्लोकाः निर्माति यथा अनेकाः छन्दसः अपि वर्तन्ते अनुष्टुप् छन्दः मालिनी छन्दः तद्वद् शिखरिणी इत्यादिरूपेण बहु छन्दसः वर्तन्ते तद् उपयुज्य एव श्लोकाः निर्मातीति कारणेनैव श्लोकः अपि बहु सुन्दरमेव अस्ति संस्कृतभाषायाम् अहं संस्कृतभाषायां भाषणं करोमि इति मम बहु अभिमानरूपेण अहं वदामि किमिति चेद् लोके सर् स केचन जनानां कृते एव संस्कृतं सम्भाषणं संस्कृतं फ पठितुं शक्नोति केचन एव केचन एव संस्कृते पठति तत्रापि केचन एव संस्कृतं सम्भाषितुं शक्नोति अतः सम्भाषणसंस्कृतं सम्भाषयामीति अभिमानः एव मम कृते अस्ति